विद्युत्प्रवाहस्य समस्या विषयं जानामि अस्माकं संस्थायामपि तस्य उपयोगः अधिकमस्ति प्रधानतया वाहकतन्तोः सन् सम्पर्कं न कर न कर्तव्यं वर्षाकाले वाहकतन्तुदोषा अदिका बवति जागरूकतया द्रष्टव्यं तन्तुपतनं भवति चेत् इतोपि दुष्परिणामः भवति अतः विद्युत्प्रवाहस्य विषये सामान्यज्ञानं तु आवश्यकम् एव